हरि ओम् महोदय अहं गणपति पै वदामि भवान् वेङ्कट वेङ्कटरमणभट्ट किल हा हा हा हा अस्माकं शर्ममहोदय उक्तवान् भवतः एकं भाटकार्थं गृहमस्ति इति एकम् एकं गृहम् आवश्यकं महोदय आम् आम् आम् आम् महोदय सत्यम् सत्यम् तादृश किं अस्तु अस्तु महोदय तत्र कति प्रकोष्ठानि सन्ति महोदय

शौचालयमपि अटाच्ड् इति अस्ति किल आम् आम् अम् अम् आगमिष्यामि एतत् कुत्र अस्ति महोदय तत्र तत्र तस्य सङ्केतं दातुं शक्यते वा आम् आम् जानामि महोदय तस्य गृहस्य किमपि सङ्ख्या वा नामफलकं वा किमपि अस्ति वा

अस्तु अस्तु महोदय चिन्ता मास्तु तर्हि भाट भाटकं कियत् महोदय

तत्र जलव्यवस्था कथमस्ति महोदय

उत्तमम् एतत् एकं कोम्पौण्ड् मध्ये एव अस्ति वा फ्लेट् वा कस्मिन् फ्लोरे अस्ति गृहम्

हा उत्तमं महोदय तादृशीं आवश्यकम् आसीत् हा उत्तमम् अस्तु तर्हि अग्रिमभानुवासरे अहं आगमिष्यामि हा हा

अस् अस् अस्तु अस्तु महोदय अस्तु अस्तु हा आम् आम् अस्तु महोदय धन्यवाद महोदय धन्यवाद अस्तु अस्तु हा हरि ओम्